लेखनारम्भं कृत्वा अनन्तरं संशया संशयापन्नः भूत्वा त्यक्तवान् किमर्थम् इत्युक्ते एकस्मिन् विषयं स्वीकृत्य लेखनस्य आरम्भः कृतवान् तदनन्तरं तस्य विषये रिसर्च् कर्तुम् अहम् आरब्धवान् तत्र अहं कानिचन विषयाः ज्ञातवान् किमित्युक्ते केचन वदन्ति अस्मिन् विषये एतदेव सत्यम् इति केचन वदन्ति एतदेव तद्मिथ्यं एतत् सत्यम् इति जनानां मनसः एव ज्ञातुमेव न शक्तवान् तर्हि तद्विषयम् अहं सम्यक्तया न ज्ञात्वा लिखामि चेत् तद्विषयमेव भिन्नं भवति तदर्थं तद्विषयमेव लेखितुं त्यक्तवान् कस्मिन् विषये लेखितुं न शक्नोमि इति पृच्छति चेत् राजकीयविषये लेखितुं न शक्नोमि किमर्थम् इत्युक्ते राजकीये ये जनाः भवन्ति ते समानमनस्काः न सन्ति ये धनम् इच्छ यच्छन्ति तेषां समीपे गच्छन्ति यः सम्यक्तया सम्भाषणं करोति सः एव अपरस्मिन् दिने अन्यत्र गच्छति एवं तद् राजकीयस्थानं यद् अस्ति तत् सर्वदा संशयापन्नः एव भवति तदर्थं तस्मिन् विषये लेखितुं क्लेशकरं भवत्येव